मम प्रान्ते वैद्य कीयव्यवस्था सम्यक् एव अस्ति परन्तु इतोपि वर्धनीयं ग्रामे ग्रामप्रान्तेषु तावत् सम्यक् न नास्ति इति अहं चिन्तयामि किमर्थम् इत्युक्ते तत्र रोड् रवना संस्था अपि सम्यक् न भवति अतः यदि स्वास्थ्यं सम्यक् नास्ति चेत् झटिति वैद्यालय पर्यन्तं गमनीयं तु क्लेशः एव भवति बृहत् नगरे तु वैद्यव्यवस्था सम्यक् एव अस्ति परन्तु सर्वं व्यापारमयम् अभवत् किञ्चित् अस्वास्थ्यम् अस्ति चेत् अपि बहवः परीक्षाः कुर्वन्ति ते अतः बहुरूप्यकाणि अपि अस्माभिः दातव्यं कासः भवति चेत् अपि वैद्यालये बहवः परीक्षाः आरोग्यविषये बहवः परीक्षाः ते कुर्वन्ति इतः पूर्वम् एतादृशं न नास्ति इ परम् इदानीं तु इतोपि स्वच्छन्दमनसि वैद्याः रोगिणां कृते वैद्यं करोति चेत् सम्यक् भवति इति मम चिन्तनं केचन जनाः तु तादृशमेव सन्ति परन्तु सर्वे वैद्याः तादृशं निस्वार्थरूपेण अस्माकं कृते सेवां करोति चेत् अस्माकं देशः अस्माकम् आरोग्यमपि च बहु सम्यक् भवति इति अहं चिन्तयामि